अस्माकं प्रदेशे प्राक् अविभक्तकुटुम्बानि आसन् अतः बृहत् गृहाणि अत्र आसन् परन्तु इदानीं यथा यथा कुटुम्बानि लघूनि जातानि तथा तथा गृहाणां निर्मानमपि अधिकं जातम् इति अहं भावयामि सामन्यतः एकस्मिन् गृहे चत्वारः भवन्ति गृहसम्बद्धभूसम्बद्धव्यवहाराः कुटुम्बतः यथा भूमिः भवति तस् तस्यैव विभागः भवति तत्रैव तत्र तत्र तत्रैव कृषिभूमिरपि भवति तत्रैव एकं गृहं निर्माय ते वसन्ति लघुगृहस्य बाटकं अत्र ग्रामीणप्रदेशे तु तादृशव्यवस्था नास्ति इति अहं भावयामि किञ्चित् नगरप्रदेशं यथा गच्छामः तत्र इयं व्यवस्था उपलभ्यते यत्र अहं वसामि तत्र शिक्षणसंस्थाः वर्तन्ते इति कारणात् लघुगृहाणाम् उपलब्धिः यथेच्छं वर्तते तत्र जनाः इदमेव उद्योगं कृत्वा अपि जीवन्ति विशेषेण पि जि द्वारा अत्र जीवनं यापयन्ति अतः द्विसहस्त्रं त्रिसहस्त्रम् इति धनेनापि ते गृहं बाटकेन स्वीकर्तुम् अर्हन्ति